नम नमस्ते महोदय नमस्ते महोदय जि आर् टि ज्युवेलर्स् वा आं म म मम गृहे गृहप्रवेशं कार्यक्रमः अस्ति गृहप्रवेशकार्यक्रमः अस्ति तस्य कृते आभरणानि आभरणानि क्रेतव्यानि ब भवन्तः समीपे सन्ति वा

आम् अहं तु एकम् एकं कण्ठहारमिच्छामि कण्ठहारः इष्यते मया कण्ठहारः अस्ति वा कण्ठहारः

मम धनपरिमितिः अस्ति एकलक्षरूप् रूप्यकमात्रमेव एकलक्षरूप्यकमात्रमेव अतः आम् तस् तस्मिन् कोपि कण्ठहारः अस्ति चेत् भव भवान् छायाचित्रं प्रेष् प्रेषयतु वाट्साप् मध्ये टेम्पल् टेम्पल् ज्युवेलरि आगच्छति वा महोदय लक्ष्मी लक्ष्मी मुद्रा भवति खलु कण्ठहारे लक्ष्मीमूर्तिः वा अथवा गणेश गणेशमूर्तिः वा भवति अस्तु मौ मौक्तिकानि मौक्तिकानि मौ मौक्तिकानि एव अवश्यं डैमण्ड् वज्रं वज्रं वज्राणि तु वज्राभरणानि नावश्यकानि किन्तु मौक्तिकानि सन्ति चेत् मौक्तिकानि वा किं वदामः रूबी इति वदामः खलु रूबी वा सन्ति चेत् हारः साधारणरूपेण भवति चेदपि सम्यगेव किन्तु तस्य लाकेट् भवति खलु लाकेट् मध्ये तस्य लाकेट् मध्ये लक्ष्मी मूर्तिः वा गणेशमूर्तिः वा भवेत् चेत् भवेत् तर्हि सम्यक् भवति चेत् आम् इतोपि महोदय हारस्य कृते तु एकलक्षरूप्यकम् इति वदामि किन्तु एका कण्डूलानि अप् ऐ मीन् कुण्डला कुण्डलानि भवन्ति खलु कुण्डलानि वा अथवा हा कुण्डलानि वा अथवा ब्याङ्गल्स् इति वदामः खलु कर्ण् हस्ताभरणानि हस् मणिबन्धनं मणि कङ्कणानि वा कङ्कणानि कङ्कणानि वा तेषामपि डिज़ैन् सम् अस्ति चेत् सन्ति चेत् प्रेषयन्तु मम भगिन्याः कृते आवश्यकानि ते आनन्तरम् वदतु महोदय तत् साधारणमेव केवलं स्वर्ण स्वर्णकङ्कणानि एव केवलं स्वर्णकङ्कणानि एव किम् मौक्तिकानि वा एते न आवश्यकानि केवलं स्वर्ण हा इतोपि महोदय इतोपि महोदय रजत रजत स्थालिका भवति खलु स्थालिकाः अपि आवश्यकानि ह रजतस्थालिकाः अपि आवश्यकानि तस्मिन् मध्ये स्वर्णपुष्पं भवेत् स्वर्णपुष्पम् हा स्वर्णप पुष्पं भवेत् मध्ये तादृशाः स्थालिकाः अपि प्रेषयन्तु अहं दृष्ट्वा पुनः भवत् भवन्तः सह आं वार्तालापं करोमि अस्तु वा महोदय मम दो दूरवाणी अस्ति खलु

हा हा अस्तु महोदय अस्तु अस्तु महोदय धन् धन्यवादाः